नमस्कारः विष्णुजिकी रसोयितः पूर्वनियोजितः पदार्थाः अहं प्राप्नुवन् किन्तु काचित् पदार्थाः न्यूनाः जातः इति कारणे पुनः काचित् प्रदा पदार्थाः प्रेषयन्तु दशचपाति दशचपाति पञ्च नानम् पञ्चदशपराठाः तदनन्तरं पनीरशाकं मिश्रशाकम् इति दध्योदनं सह